हरिः ओं तमिळ्मध्ये अनेकाः लेखाः सन्ति मम इष्टतमः लेखः माणिक्यवाचः अन्यः वडलूरु रामळिङ्ग स्वामिनः ते अपि मम इष्टतमः लेखकः कारणं माणिकास स्वामी स्वामिनः तिरुवाचकमिति एकं ग्रन्थं लिखितवान् लिखितवान् तत्सर्वम् ईश्वरस्य भक्तिपूर्वमिव सह गायति गायति गीतं कृतवान् हाणिग स्वामिनः प्रथमं प्रथमशिष्यः ईश्वरस्य प्रथमपुरुषः शिष्यः एकसमये माणिकस्वामिनः माणिकवासगः उक्त्वा साक्षात् ईश्वरः एव लेखनं कृतवान् तद् तिरुवासकमिति शिवपुराणमिति अस्ति शिवपुराणमध्ये इति अस्माकं वेदस्य विषये वेदस्य विषये एव अस्ति तदर्थमेव अहम्

देवाः तिरुवासः सेवितुम् अहं बहु इच्छामि एकम् एकम् एव नमश्शिवाय वार्ग नाळन्दाळ् वार्ग इति सः उत्तमम् अस्माकं मम जीवनम् ईश्वरस्य कृपया चलति तदर्थमेव अहं तत् इच्छामि अनन्तरम् अन्यः रामणीयस्वामिनः सः त्रिंशत् वर्षपूर्वे

वडं पाण्डिचेरि समीपे एकः वडलूर् एकं ग्रामम् अस्ति तन्मध्ये सः जातः प्राप्तवान् प्रातःकाले विद्यालयः अपि न गतवान् विद्यालये गच्छति परन्तु मध्ये मध्ये ईश्वरस्य दर्शनं सः प्राप्तवान् ईश्वरस्य दर्शनात् दर्शनात् सः स्वस्य ज्ञानम् अभिवृद्धिः भवति सः एकं ग्रन्थं लिखितवान् अरुत् परिञ्जोति आगवल् इति अपरञ्च जागो सः उत्तमः अरुक्करं जोदि अरुप्पेरं जोदि तनिप्पेरं करुणे अरुप्पेरं जोदि इति ज्योतिः एव ज्योतिः स्वरूपमेव ईश्वरः दर्शनं प्राप्तवान् ईश्वरः रूपं नास्ति परन्तु दीपमेव ज्योतिः एव ईश्वरः सः प्राप्तवान् तस्य आश्रमः इति पडलु मति अस्ति अरुज्ञाणसवै तन्मध्ये प्रतिदिनं सदा अन्नदानमपि भवति योगस्य लोकानां प्रथमः कष्टमिति बभुक्षा तत् निवारय जनः वसति इति सः सन्तितवान् तदर्थम् अह सः तदर्थं सः अनया अन्नदानशाला स्थापितवान् तदर्थम् अहम् रामलिङ्ग स्वामिनः इच्छामि